अहं सप्तषष्टिः वयस्का महिला अस्मि चेन्नैवासी वासी किन्तु बाल्यकाले मम पिता भाग्यनगरे वैद्यः आसीत् इति कारणेन पठनं शिक्षणं महाविद्यालयशिक्षणं तत् सर्वं विवाहपर्यन्तं भाग्यनगरे एव सर्वम् अपि जातम् विवाहानन्तरं चेन्नैवासी निरन्तरम् अत्रैव वासं कुर्वती अस्मि अनन्तरं गच्छता कालेन यदा पुत्रः पुत्री तयोः विवाहः जातः पौत्रीम् अपि प्राप्तवती अनन्तरं सप्ताधिक द्विसहस्रतमेवर्षे अहं संस्कृतभारती तन्मध्ये दशदिनशिबिरम् तस्य पठनस्य आरब्धं कृतवती तस्मात् पूर्वम् एव मम गृहे पितामहः पितामहिः सर्वे अपि संस्कृतेन निरन्तरं श्लोकाः वदन्ति आसन् इति कारणेन यत् एतस्याः भाषायाः उपरि मम किञ्चित् आसक्तिः आसीत् इदानीं तुथौसन् सेवेन्मध्ये सा भाषा एव पठितुम् एकम् अवसरं मया प्राप्तम् इति अहं झटिति तस्य ग्रहणं कृतवती तस्य आरम्भम् अहं टुतौसण्ड् एय्ट्मध्ये कोय्म्बत्तूरनगरे प्रशिक्षणं प्राप्तवती अनन्तरं ततः निरन्तरं संस्कृतभारत्याः कार्यकर्त्री इदानीम् अपि अस्मि भाविकाले अपि इतोऽपि किञ्चित् कालं भवामि इति मम इच्छा अस्ति सर्वमपि अहं पाठयन्ती अस्मि किन्तु मम ज्ञानं मुष्टिपरिमितम् एव अस्ति इतोऽपि संस्कृतविषयाः अधिकाः मया ज्ञातव्यम् इति मनसि अपि इच्छा अस्ति अतः अहं निरन्तरम् पठामि पाठयामि च संस्कृतभारती एकं महोन्नतम् संस्थानम् अस्ति यद् अस्मान् सर्वान् उत्तमरीत्या ज्ञानवर्धनम् कर्तुम् आसक्तिः ददाति वर्द्धनमपि कारयति एतदेव मम परिचयः अस्ति अहं मम एकमेव इच्छा आसीत् यदा अहं संस्कृतस्य पठनस्य आरम्भं कृतवती मया सरलरीत्या संस्कृतेन सम्भाषणं करणीयम् इति किञ्चित् परिश्रमेन एव तद् इदानीं प्राप्तम् इति चिन्तयामि